पतञ्जलिमुनेः योगस्य अष्टाङ्गानि उक्तानि तत्र का प्राणायामः प्रत्याहारः आसनं ध्यानं धा धारणा समाधिः इत्यादीनि बहवः सन्ति ये ये तु सर्वं स्वीकृत्य तस्य सङ्कलनं कृत्य पाठयन्ति तदेव सम्यक् योगः योगः योगाभ्यासः इति मम मतिः केवलम् आसनम् एव स्वीकृत्य यत् प्रचलते तत् तत् तस्य फलं तु केवलम् अङ्गसौष्ठवं सौष्ठवं रोगनिवारणार्थमेव भविष्यति किन्तु जीवनयाने मोक्षादीकसाधनानि पुनः दातुं न शक्यते अतः एव प्राणायामः प्र प्रत्याहारः आसनं धारणा ध्यानं समाधिः इत्यादि सर्वे सर्वमपि ये क पाठयन्ति एव ते एव योगात् सम्यक् योगाचारः केचित् तु व वदन्ति प्र स् बहवः गुरवः एतत्सर्वं स्वीकृत्य पाठनं कुर्वन्ति ते एव मम सम्यक् उ उत्तमगुरवः इति मम मतिः